नमस्ते हरिः ओम् अहं केचन वस्तूनि क्रीतवती भवता तत्र द्वितीयः यत् अहं क्रीतवती तद् तावदुत्तमः वस्तु नास्ति तत्र सायङ्कालेषु अथवा यदा कदाचित् बुभुक्षा भवति बालकाः खादन् खादन् आसीत् केलाक्स् रिङ्ग्स् इति किमपि अस्ति किन्तु तस्य गन्धः गन्धः सम्यक् नास्ति गन्धः साक्षात् औषधवतस्ति रुचिः तु तावत् सम्यक् नास्ति किञ्चित् सम्यक् अस्ति परन्तु यदा गन्धः मध्ये आगच्छति खादनं बहु कष्टं भवति ज्येष्ठाः वयमेव एवम् अनुभवामः तर्हि बालकाः कथं खादनं खादनं स्वीकुर्वन्ति खादनापेक्षया ते दूरीकुर्वन्ति एव तेषाम् आकर्षणं भवितव्यं भवति सर्वमपि दर्शनं ग्र गन्धः तस्य आकारः सर्वमपि पश्यन्तेव पश्यामश्चेत् तेषां कृते सर्वमपि आकर्षणं भवति चेतेव ते स्वीकुर्वन्ति अस्माकं अस्माकं कारमपि सरलं भवति खादतु खादतु इति तेषां पृ पृष्ठभागे गमनं बहु कष्टम् अतः मम निवेदनं यत् तद् वस्तु परिवर्तनं करोतु तादृश वस्तूनि नाग्रे कुर्वन्तु इति विज्ञापनम् यद् क खादने वयं दुग्धमपि स्थापयित्वा किञ्चित् खादनार्थं प्रयत्नं कृतवन्तः किन्तु तदपि तावत् स्वादं न ददाति एतद् वक्तव्यम् आसीत् धन्यवादः